महाभारतं महर्षिणा वेदव्यासेन विरचिता बहु प्रसिद्धा इतिहासविद्या भवति अस्मिन् ग्रन्थे कौरवपाण्ढवानां महायुद्धं मुख्यविषयरूपेण वर्णितमस्ति मानवजीवनस्य धर्मः धर्मार्थकाममोक्षरूपााः पुरुषार्थाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः भवन्ति अस्य महाभारतस्य भीष्मपर्वणि श्रीमद् भगवद्गीता विद्यते भीष्मपर्वे एव श्रीमद्भगवद्गीता विद्यते भवता भगवता कृष्णेन कृष्णेन कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञानकर्मभक्तिविषयानाम् उपदेशः गीतायां प्रदत्तः प्रदत्तः अस्यां गीतायामबि अष्टादश अध्यायाः सन्ति भगवद्गीतायाः अष्टादश अध्यायाः सन्ति मानवजीवनस्य विविधविषयाः अत्र समीचीनरीत्या प्रतिपादिताः सन्ति इयं विश्वजनीनकृतिः कालजयिनी चिरन्तनी एव प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानानि आख्यानकं च इति नाम नामभिः आख्यायते स्म आख्यानकं सम्प्रति सम्प्रतिकास्तु महाभारतम् आचारशास्त्रं नीतिशास्त्रं धर्म धर्ममोक्षाख्यचतुर्वर्गसाधनं च इति मन्यन्ते भारतं पञ्चमः वेदः इति सर्वत्र प्रचारितं महाभारतं पञ्चमः वेदः इदि भारते अङ्गीकृतं भवति सर्वत्रास्मिन् ग्रन्थे वैष्णवसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरपि आख्यायते महाभारतस्य अशीतिः प्रतिशतं महाभारतस्य अशीतिः प्रतिशतं भागे अनेकाः विदः अनेकविधाः पदेश्शमयः विंशतिः प्रतिशतभागः एव इतिहासप्रतिपादकम् इति अस्य नीतिशास्त्रेषु गणनोजितः